पारम्परिकशास्त्राणां पारम्परिकम् अध्यापनं कथं क्रियते इत्यत्र पतञ्जलिमहर्षेः प्रसिद्धमेकं वचनमस्ति तद् वचनं कार्त्स्नेन शास्त्रपरम्परां विवृणोति अध्ययन अध्यापनपरम्पराम् तच्च वचनं एवं वर्तते चतुर्भिः प्रकारै विद्योपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेनेति आगमकालः नाम यदा गुरुः कञ्चिद् विषयं विवृणोति तदानीं तस्य विषयस्य एकाग्रेण मनसा श्रवणं सः आगमः इत्युच्यते आधुनिकभाषायां अस्य अधिगमशब्देनापि व्यवहारः क्रियते शिक्षाशास्त्रे ये जनाः सन्ति तैः अनन्तरं स्वाध्यायः स्वाध्यायः इत्युक्ते गुरुमुखात् श्रुतस्य पाठस्य बुद्धिस्थस्य पुनः एकान्ते चिन्तनं मननं निदिध्यासनञ्च निदिध्यासने मनने च शङ्कासमाधानादिकम् अन्तर्भवति नाम गुरुणा अद्य कश्चिद् पाठः अध्यापितः पूर्वाह्णे अपराह्णे तस्य पाठस्य मया चिन्तनं क्रियते चिन्तनात् परं तत्र मयैव शङ्काः उद्भावन्ते मयैव च समाधियन्ते कतिचित् प्रश्नाः तादृशाः भवन्ति येषां समाधानं पुनः अग्रीमदिने गुरुः करोति अनन्तरं प्रवचनं नाम गुरुणा अध्यापिठ अध्यापितस्य पाठस्य सम्यक् रूपेण श्रवणमनणनिधिध्यासनपूर्वकं यः बोधः जातः तस्य अन्येषां कृते बोधनं इदं तृतीयं सूत्रं चतुर्थं सूत्रं भवति व्यवहारः इति नाम अधीतस्य विषयस्य प्रायोगिकं प्रायोगिकं नाम प्रेक्टिकल् इति आधुनिक भाषायां वदन्ति आङ्ग्लभाषायां तस्यैव संस्कृते प्रायोगिकं इति व्यवहारः यथा कर्मणा यमभिप्रैति स सम्प्रदानं सम्प्रदाने चतुर्थी विभक्तिः स्यात् इति छात्रेण गुरुमुखात् अधीत्य सम्यक् ज्ञातञ्च अनन्तरं अयं विषयः छात्रेभ्यः तेन अध्यापितश्च किन्तु स्वयं यदा तद् वाक्यं प्रयुङ्क्ते सः तदानीं सम्प्रदाने चतुर्थीं कुर्यात् अयं व्यवहारपक्षः वर्तते अधीतस्य शास्त्रस्य एतानि चत्वारि सूत्राणि सन्ति पारम्परिकशास्त्राणां अध्ययनाध्यापनस्य